अहं नाग्पुरस्य कृते एकम् एकम् आरक्षणं कृतवान् आसम् परन्तु तत् यानं समयेन न प्राप्तम् अतः मम विमानं निरस्थितम् तर्हि किञ्चित् अहं क्रुद्धा अस्मि किमर्थमेवं जातं यदि अहं तत्र आरक्षणं कृतवान् चेत् समयेन तु यानम् आगन्तव्यं खलु